सङ्गीतं मह्यं बहु बहु रोचते तस्य गीतमपि गीतम् उपरि तस्य वादनमपि बहु रोचते हार्मोणियम् अहं वाद्यं वादयामि तत् मध्ये कोपि शब्दः तस्य सारिगम प ध नी सा तस्य आरोहणं अवरोहणं अस्ति चेतपि हार्मोनियम् उपरि बहु सम्यक्रीत्या तस्य तस्य ध्वनिः अपि बहु सम्यक्रीत्या आगच्छति मह्यं तस्य सङ्गीतम् उपरि तस्य गीतमस्ति किमपि गीतमस्मि तर्हि देखो मे ने देखा है ये एकसपन तु तस्य एकं गीतमस्ति तस्य उपरि बहु सम्यक्रीत्या तस्य हार्मोणियम् अस्ति तस्य शब्दः अपि बहु सम्यक्रीत्या आगच्छति तत्रेव तर्हि नमो नमो मा वायिनी तस्य गीतमस्ति शतं शतं कोटिशरत् पर्यन्तम् गीतमस्ति तस्य हार्मोणियम् अपि बहु सम्यक् रीता शतं शतं तस्य शब्दः उपरि तस्य आघातः अस्ति चेत् तस्य शब्दः अस्ति तर्हि दीर्घः अस्ति ते चेत् दीर्घः शब्दस्य ध्वनिः आगच्छति शृणोमि शृणोमि तस्य वाद्योपरि तत् मध्ये सम्पूर्णरीत्या तस्य वाद्यमपि बहु बहु सम्यग्रीत्या रोचते आर् बहु